अहं भगवद्गीतायाः एकं चित्रम् आसीत् यत्र श्रीकृष्णः अर्जुनस्य कृते गीतोपदेशं करोति तद्दृष्ट्वा मम कृते प्रेरणा जाता यदहमपि एतादृशरीत्या एव सम्यक्तया चित्रनिर्माणं करणीयम् इति अहं पुनः यूट्यूब् दृष्ट्वा चित्रनिर्माणकरणं किञ्चित् ज्ञातवती तेनैव अहं चित्रकरणम् आरब्धवती अधुना तु जायमानम् अस्ति